ग्रामीणजनाः क्रीडायां भाग भागग्रहणं कुर्मः कुर्वन्ति चेत् तेषां तु बहूपयोगम् अस्ति काश्चनः ग्रामीणजन जनाः पठनविषये उत्सुकाः न भवन्ति परन्तु क्रीडनविषये बहु उत्सुकाः भवन्ति तेषां मध्ये काश्चनः पठनविषये बहु पृष्ठतः भवन्ति तेषां क्रीडाविषये अत्यधिका आसक्तिः भवति सो तेन द्वारेन ते राज्यमटट् पर्यन्तमपि क्रीडायां गन्तुं शक्यते तन् मध्ये अपि ते साधनं कर्तुं शक्यते अतः ग्रामीणजनासां बहु उपयोगकारी अस्ति तथा ग्रामीणजनेषु क्रीडाविषये बहु उत्सुकः अस्ति अतः ते क्रीडाविषये भागग्रहणं कुर्वन्ति चेत् तेषां अग्रिमजीवनमपि ते तन्मध्ये व्याप् व्यापितुं शक्यते ते तन्मध्ये जीवनं कुर्मः कर्तुं शक्यते अग्रे ते किमपि कार्यं न मिलति चेत् अपि ते पी टि टीचर् रूपेण कार्यं कर्तुमपि तेषाम् अवकाशः अस्ति